ममोपरि महर्षिदयानन्दस् महर्षिदयानन्दसरस्वतिना प्रणीतः सत्यार्थप्रकाशः इति ग्रन्थः महान्तं प्रभावं अकरोत् तद्यथा तत्र विषयप्रतिपादनशैली या वर्तते स सत्या वर्तते यथार्था वर्तते निक्ष्प निष्पक्षपातबुध्या एव रचितः सः ग्रन्थः वर्तते रचयित्रा सरस्वतीस्वामिना तत्र स्वमतस्य प्रतिपादनं न कृतम् नाम स्व स्वकल्पितस्य सिद्धान्तस्य अथवा विचारस्य प्रतिपादनं तस्मिन् ग्रन्थे न कृतमस्ति तत्र केवलं महर्षिणां धर्मैकपरायणानाम् एवं मतानि सन्ति इति प्रमानैस्सह तत्र निरूपितवान्नस्ति महर्षिः दयानन्दः तत्र वेदादिसछ्शास्त्राणाम् उद्धरणं मन्वादिस्मृतीनाम् उद्धरणं पुनः आप्तानां ये च विद्वांसः सन्ति तेषाम् एव मतानि अत्र स्वीकृतानि सन्ति पाखण्डानां दुर्बुद्धीनां स्वकपोलकल्पितमतानां प्रचारणे निपुनानां दुर्मतीनां मतानि अत्र न स्वीकृतानि सन्ति अपि च विरोधमतानि यानि सन्ति नाम वेदेतरमतानि मानवाय मानवतायै अहितानि यानि मतानि सन्ति तानि सर्वाण्यपि उत्तमतया खण्डितानि सन्ति पुनश्च अत्र अस्य ग्रन्थस्य अध्ययनेन वयं के अस्माकं धर्मः कः इयं सृष्टिः का अस्मात् अस्माभिः जन्म किमर्थं प्राप्तम् अस्माकम् इतिहासपरम्परा का पुण्यं किं पापं किं धर्मः कः राष्ट्राय किं समर्पणीयं कीदृशानि शास्त्रानि अध्येतव्यानि इत्यादिकः सर्वोऽपि विचारः समग्रतया अस्मिन् ग्रन्थरत्ने स्वामिना न्यरूपी अतैव अयं ग्रन्थः अमरग्रन्थः इत्युच्यते कालजगी इत्यपि अस्ति अयं ग्रन्थः अस्मिन् ग्रन्थे ये ये विचाराः प्रतिपादिताः ते सर्वेऽपि विद्वद् विद्वदनुमोदिता एव इति विदूषामभिप्रायः ममापि अभिप्रायश्च ओम्